रेल्यानं सौकर्यमेव चीटिकायाः मूल्यं न्यूनमस्ति वयं बहु दूरं गच्छामः चेत् रेल्यानमेव सौकर्यम् उपविश्य अनन्तरं निद्रामपि कृत्वा गन्तुं शक्यते अनन्तरम् एकं कुटुम्बेन गच्छामः चेत् एकत्र उपविश्य वयं भाषणं कृत्वा गीतमपि गा गीत्वा गन्तुं शक्यते सो अनन्तरं कुं किमपि मध्ये खादितुं खाद्यमपि आगच्छन्ति बालकाः बालिकाः अस्ति चेत् क्रीडितुम् अपि शक्नोति तत्र रेल्यानं तत् अत्र तत्र किञ्चित् अड्डि किम् एक जम्प् कृत्वा न गच्छति कारणात् बालिकाः बालकाः उत्साहः अनुभवन्ति अनन्तरम्मध्ये क्रीड क्रीडननिमित्तं विक्रयणमपि तत्र आनयन्ति तदापि स्वीकर्तुं शक्यते किमपि असौकर्यम् असौकर्यं चेत् वयं शौचालयं गन्तव्यं चेत् तत्र तादृशम् अस्ति कारणात् वयम् गन्तुं शक्यते सो किमपि अनारोग्यं झटिति अभवत् चेत् तत्रैव रेल्यानेव एकः वैद्यः मिलति सो तदपि एक उत्तमम् अनन्तरं वयम् उत्तमः वायुः आगच्छति सो वयं गन्तुं शक्यते अनन्तरं किमपि नेगेटिव् चेत् वयं किं वदामः बहु क्रौड् भविष्यति एकं जेन्रल् कोच्मध्ये बहु क्रौड् भविष्यति तत्र किञ्चित् असौकर्यम् असौकर्यं मिलति अनन्तरं वयं किञ्चित् मूल्यं दत्वा गन्तुं शक्यते चेत् एकम् एसि कोच् वा एवं वयं स्वीकृत्य गन्तुं शक्यते अनन्तरम् अहम् एवं रिजिस्ट्रेसन् कृत्वा एव अहं गच्छामि सर्वदां मदुरै गतवती कोयम्बुत्तूर् गतवती मङ्गळूरपर्यन्तं रेल्यानेन अहं गतवती अनन्तरं चेन्नैनगरं गतवती तृणल्वेलनगरं गतवती त्रिण्णल्वेय्रनगरं गतवती अनन्तरं तिरुच्चि एवम् अहं सिट्टिनगरम् अहं गतवती